अस्माकं देशः भारतः एकः कृषिप्रधानदेशः अस्माकं देशे अत्यधिकजनाः कृषिकार्यं कृत्वा जीविकानिर्वहणं कुर्वन्ति यदि कृषिकार्ये किमपि क्षतिः ख्याय क्षतिः आगच्छति चेत् कृषक कृषकाणां कृते सह्यकरं न आसीत् यथा ते साहाय्यं कर्तुं न शक्नोति किमर्थं बहवः परिश्रमेण बहवः आर्थिक आर्थिकसमस्या मध्ये ते कृषिकार्यं कुर्वन्ति तर्हि यदि कृषिक्षेत्रे खे क्षेत्रे आगच्छति चेत् तर्हि कृषकाणाम् आत्महत्यायाः कृते अग्रे सारयन्ति अस्माकं क्षेत्रे बहवः परामर्शिककेन्द्रं कृषकाणाम् कृते बहवः परामर्शकेन्द्रम् अस्ति तस्मिन् मध्ये कृषकाणां कृते आधुनिक उपकरणस्य सौविध्यानि समीचीनं जलसिञ्चनस्य सौविध्यानि कथं कृषिखेत्रे कृषिद्रव्याणां सरक्षणं भवति तस्मिन् सौविध्यानि अपि बहवः सौविध्यानि कृषकाणां कृते यच्छन्ति कृषकाणां कुटुम्बस्य कृते जीवनं बहुकठिनम् अस्ति कृषकः प्रातःकालतः आरभ्य सायङ्कालपर्यन्तं कृषिक्षेत्रे कठिनपरिश्रमं करोति तर्हि

यत् किमपि परिश्रमं कुर्वन्ति करोति तेषां कुटुम्बस्य जीवनस्य रक्षणार्थं तस्य कुटुम्बस्य परिपालनार्थं सः कृषिक्षेत्रे कार्यं करोति तर्हि कृषकाणां कुटुम्बस्य कृते तस्य जीवनं तेषां जीवनं बहुकठिनं भवति